अस्तु शिक्षा ऋणस्य विषयः शिक्षा ऋण इति यदि कोपि पठितुम् इच्छति किन्तु पठितुं धनव्यवस्था नास्ति चेत् इदानीन्तन वित्तकोशः सहाय्यं कुर्वन्ति कथं कुर्वन्ति इत्युक्ते सः सम्यक् पठितवान् वा एतावता इतःपरं किं पठितुम् इच्छति पठित्वा किं करिष्यति एवं ज्ञात्वा तन्निमित्तं ऋणं ददाति वित्तकोशः ऋणं ददाति तदनन्तरं यः ऋणं प्राप्नोति सः पठित्वा उद्योगं प्राप्य तत् ऋणं किञ्चित् किञ्चित् प्रतिमासं प्रतिदातव्यं भवति इति शिक्षा ऋणं बहवः जनाः विदेशं गत्वा पठितुम् इच्छन्ति बहवः छात्राः विदेशं गत्वा पठितुम् इच्छन्ति तेषां कृते ऋष शिक्षा ऋणम् इति बहु उपयोगाय भवति ते ऋणं स्वीकृत्य तत्र गत्वा पठित्वा उद्योगमपि प्राप्य ऋणं प्रतिददाति प्रतीच्छति मया एतावता न गृहीतं किन्तु ये गृहीतवन्तः तेषां कृते शिक्षा ऋणं बहुलाभाय एव भवति किन्तु अत्र वित्तकोशे किञ्चित् संशय अपि संशयोपि भवति संशयः अस्ति केचन बहुन्यूनमेव एतावता किन्तु केचन जनाः सम्यक् न पठन्ति ऋणं स्वीकृत्य धनं पुनः न ददाति उद्योगम् एव न प्राप्नुवन्ति ततःपरं धनं प्रतिदात्तुं न शक्नुवन्ति एवं भवति चेत् किञ्चित् क्लेशः भवति तेषां कृते तेषां पितरं ये धनं अस्ति चेत् तेषां गृहम् वा अन्यत् किमपि धनं मार्ट्गेज् इति वदामः तदा सर्वं दातव्यं तेषां कृते किञ्चित् क्लेशः भवति किन्तु सामान्यतया ये धनं स्वीकुर्वन्ति वित्तकोशतः तेषाम् एकं कर्तव्यम् अस्ति दायित्वम् अस्ति मया सम्यक् पठनीयम् ऋणं प्रतिदातव्यम् इति दायित्वम् अस्ति अतः ते किञ्चित् अधिकपरिश्रमेण पटन्ति अपि इति मन्ये अतः शिक्षा ऋणः इति विषयः उत्तमविषयः एव